क्रीडाः जनेभ्यः आनन्ददायकं भवत् तस्य तत्र चिन्ता एव नास्ति सर्वे क्रीडार्थं बहु इच्छन्ति किमर्थम् इत्युक्ते तत् अस्माकं मानसिक शारीरिक स्वास्थ्य उन्नयनाय एव भवन्ति किमर्थम् इत्युक्ते वयं क्रीडामश्चेत् तत्र व सर्वे मिलित्वा भाषणं कृत्वा स् अस्माकं सर्वान् प्रश्नान् परित्यक्त्वा एव क्रीडां कुर्वन्ति तत्र किमपि दोषाः नास्ति तत् शा अस्माकं शारीरिकक्षमतां वर्धयन्ति सर्वे सर्वान् विजयः प्राप्यते चेत् प्रोत्साहं ददाति ददाति सन्तोषः ददाति ददाति विजयः प्राप्यति चेत् सर्वेषां मनसि सन्तोषः एव आगच्छति तत् अस्माकं स सर्वे विषयेषु सर्वस्मिन् सर्वेषु विषयेषु उन्नयमानाय सम्यक् करणार्थमेव भविषन्ति प्रातः ए् एकां क्रीडां कृता कृत्वा सम्यग्रीत्या मनः शान्तिः प्राप्य कक्षायाम् आगच्छति चेत् सम्यक् रीत्या पठितुमपि शक्यते एतादृशं क्रीडाः सर्वेषु जनेषु आनन्ददायकं भविष्यति भवन्ति